आम् सत्यम् अस्माकं बाल्ये वयं अधिकं क्रीडां क्रीडितुं समयः यापयामः मित्रेण सह वक्तव्यं समये कति समयाः जाताः इति ज्ञातव्यम् वयं अस्माकं गृहे गत्वा तेन स अन्यस्य गृहे गत्वा तेन सह प्रीत्या कालं यापयामः परन्तु अद्य बालकाः अत्यधिकसमयम् जंगमदूरवाण् दूरवाण्यां सङ्गणके अ एव उपयुज्य तेषां कालहरणं कुर्वन्ति प्रत्येकविषयं स्वयं चिन्त चिन्तितुं न शक्नुवन्ति विद्याभ्यासस्य सर्वान् विषयान् ततः एव प्राप्नुवन्ति गणितविषये गणकयन्त्र मध्ये कुर्वन्ति किञ्चिदपि स्व प्रयत्नेन न कुर्वन्ति सर्वमपि गूगल् यूट्यूब् तः निष्कासयन्ति अतः तेषां बुद्धिमत्तता न्यूनाः जाताः दैहिक य तथा मानसिक विकासार्थं तैः प्रतिदिनं योगाभ्यासं व्यायाय व्यायामम् वाटिकायाम् भ्रमणं स्तोत्रम् खेलनं धावनं इत्याधिकम् अवश्यं करणीयमेव इति मम मतः